चारणार्थं मम कृते इष्टतमः प्रदेशः भूविन्यासः इत्युक्तौ हिमालयः एव यतोहि मया आबाल्यात् चित्रेषु दूरवाण्यां वा हिमालयः दृष्टः अस्ति तत्र एकदा वा गन्तव्यम् इति मम एका दृढीया इच्छा इतोऽपि तत्र हिमावृतपर्वतेषु किं किं रोचते इत्युक्तौ हिमालयपर्वते सर्वं रोचते तत्र सर्वेऽपि वृक्षाः हिमाच्छादिताः भवन्ति इतोपि तत्र प्राणिनः भवन्ति केचन मत्सदृशाः उत्सुकाः अपि युवानाः आगमिष्यन्ति तत्र पर्वतस्य आरोहणम् अवरोहणम् तद्दृश्यं यद् अस्ति खलु नाम प्रातःप्रातः चिन्तयतु हिमालयपर्वतः हिमेन आवृतः तत्र सूर्यरश्मिः तद् उपरि पतति चेत सः किं श्वेतपर्वतः वा अत्यन्तं हिरण्मयपर्वतः इव दृश्यते तद् दृश्यं द्रष्टुं किं नेत्रद्वयम् अलं भवति